अस्मिन् काले ह् क्रीडायाः युवानां कृते युवकानां कृते क्रीडायाः अत्यन्तम् अपेक्षा वर्तते इति मम अभिप्रायः इदानीं सर्वेषामपि मेण्टल् स्ट्रेस् इति ह् सर्वे जनाः अनुभवन्ति ये बालकाः बालिकाः तावद् आरभ्य अतः आरभ्य वृद्धजनपर्यन्तं सर्वेऽपि स्ट्रस्ट्रस् इत्येव सर्वेषाम् उक्तिः अतः तत्र विनोदार्थं विनोदार्थं आरोग्यार्थमपि क्रीडाः अपेक्षिताः क्रीडा सर्वेऽपि इदानीम् कम्प्यूटर् मध्ये सदा सर्वदा सर्वेऽपि कम्प्यूटर् इत्यस्य पुरतः उपविशन्ति तत्र शरीरस्य तत्र व्यायामं किमपि न लभ्यन्ते अतः तदर्थमपि युवकानां सर्वेषां कृते क्रीडायाः प्रोत्साहनम् आवश्यकमेव किन्तु तद् यदा आवश्यकं तावद् प्रोत्साहनं अत्र न नास्ति इति मम चिन्ता इदानीं कलालयेषु विद्यालयेषु वा तत्र पठनस्यैव प्रामुख्यं वर्तते प्रति पठनस्य यावद् प्रामुख्यम् अस्ति तावद् क्रीडादीनां कला कायिकविषयेषु अपि दातव्यं तत्रापि श्रद्धा करणीया इति मम अभिप्रायः